महाभारते मम इष्टतमं पात्रं श्रीकृष्णस्य कारणं श्रीकृष्णः अनेकानेकानि कष्टानि सहनं कृत्वा लोके स लोके धर्मसंस्थापनाय श्रेष्ठरूपेण कथं भवेत् इति आदर्शरूपेण अस्माकं कृते निदर्शनं दत्तवान्